विना वेदाध्ययनेन ज्योतिषस्य ज्ञानं नैव भवति वेदाध्ययनानन्तरमेव ज्यौति ज्यौति ज्योतिषः ज्योतिषशास्त्रस्य अध्ययनं कर्तव्यं भवति यतो हि वेदे एव ज्यो ज्योतिषं ज्यो ज्योतिषं वर्णितम् प्रथमतः आ कृष्णे रजास इ इति मन्त्रे सूर्यं सूर्यमण्ड मण्डलस्य मण्डलस्य एवं चन्द्रमण्डलं मण्डलस्य मन् मं चन्दमण्डलात् इति इति न भवति वर्णनं भवति तस्मात् ए एवमेव बृहस्पतिः प्रथमं जायमानः इति म मन्त्रे बृहस्पतिं व् वर्णयति हा पुनः शुक्रमपि वर्णयति पुनः यं यस्मिन् पुनश्चित् राजा अभू अभूतिति इति मन्त्रे एव ज्ञायते वैदिकं ज्यो ज्योतिषं तु लौकिकं ज् ज्योतिषं तु ज्यो ज्योतिषात् भिन्नम् एव यतो हि वैदिकं ज्यो ज्योतिष्ये तत्र नक्षत्राणां ग्रहाणां चलनं स्थितिः वर्ण्यते पुनः ल लौकिकज्योतिषं तु ज्योतिषमेव तादृशः वेदः लौकिकः ज् लौकिकः वैदिकज्योतिषः भवति इति